क्रीडाः बहवः प्रकाराः सन्ति काँश्चन तु गृहे एव क्रीडनीयाः काँश्चन तु बहिर्गत्वा क्रीडनीयाः गृहे गृहसम्बन्धिक्रीडाः तु क्यारम्स् वा चेक्कर्स् वा इति बह्व्यः क्रीडाः सन्ति बहिर्गत्वा बहिर्गत्वा क्रीडनार्थं सन्ति फ़्रुट्बाल् अस्ति क्रिकेट् अस्ति अन्यदा बास्केट् बाल् अस्ति रन्निङ्ग् रेस् अस्ति बह्व्यः क्रीडाः सन्ति ते कथम् अस्माकं शारीरकमानसिक स्वास्थ्ये योगदानं कुर्वन्ति ददति ददति चेत् क्रीडाः शारीरकं बलं वर्धन्ते अनन्तरं मानसिकम् अपि पटुत्वं वर्धते अहं तु प्रतिदिनं योगाभ्यासं कुर्वती आसं योगाभ्यासेन मम शारीरकमानसिकस्वास्थ्यं बहु वर्धते अहं केनडादेशमध्ये एकं दशकिलोमिटर् पर्यन्तं पर्वतारोहणं कृतवती पञ्चकिलोमिटर् अवरोहणं पञ्चकिलोमिटर् आरोहणम् इति भवति अहं त्रयः घ घण्टापर्यन्तमेव तस्य समापनं कृतवती